आधुनिककालस्य मनोरञ्जनकलायाः पारम्पारिककलायाः च भेदः अस्ति एव कारणं पुरातने काले यानि गीतानि भवन्ति स्म तानि अतीव मधुराणि भवन्ति स्म तानि श्रोतुं जनाः उत्सुकाः भवन्ति स्म पुरातने काले यत्र कुत्रापि गच्छामः चेत् रेडियो द्वारा अथवा दूरवाणीद्वारा वयं तानि गीतानि श्रोतुं शक्नुमः किन्तु इदानीन्तनकाले तानि गीतानि सर्वाणि न वदामि किन्तु कानिचन गीतानि श्रवणीयानि न सन्ति तेषां श्रवणेन मनांसि आनन्दः न उद्भवति कानिचन गीतानि सम्यक्तया भवन्ति इदानीमेव उदाहरणं वदामः चेत् तत्र रामस्य एकं गीतमस्ति तत् अतीव आनन्ददायकम् आसीत् प्रेरणादायकम् अपि आसीत् तद्गीतं श्रुत्वा मनांसि रम्याणि भवन्ति वा अनन्दः भवति